अन्तर्जालस्य तन्त्रज्ञानस्य च आविष्कारात् संस्कृतभाषायामपि सकारात्मकानि परिवर्तनानि आगतानि यथा नूतनशब्दानां रचना जाता संस्कृतेन वैष्विकस्तरे ख्यातिं लब्धं यतो हि यन्त्रेषु यथा सङ्गणकेषु दूरभाषायन्त्रेषु च संस्कृतभाषायाः सर्वाधिक उपयोगित्वम् अस्माभिः स्वीकृतम् संस्कृतभाषायाः प्रचारः विकासः च अभवत् अन्तर्जालाविष्कारात्